संस्कृतभाषायाः वैशिष्टं तु बहूनि अस्ति संस्कृतभाषायाः उच्चारणम् अपि बहु सम्यक्रीत्या तत्रेव करणार्थं संस्कृतभाषा आवश्यकमस्ति संस्कृतभाषायाः तस्य सम्पूर्णज्ञानम् अस्ति चेत् संस्कृतभाषा मध्ये अहं सम्यक्रीत्या पाठनं करोमि सम्यक् अस्ति न तर्हि तस्य उच्चरणम् अवलोकनं तस्य अर्थः अपि आवश्यकमस्ति सर्वप्रथमं तु अहं ज्ञात्वा तस्य अर्थं किम् अस्ति तस्य उच्चारणं किमस्ति उच्चारणं सम्यक्रीत्या तस्य आवश्यकमस्ति किमपि शब्दः अस्मि तर्हि तस्य उच्चरणं सम्यक् नास्ति अनि तर्हि बालकानां कृते अहं संस्कृतभाषायाः संस्कृतेन शब्दः अहं पठामि सम्यक्रीत्या तस्य उच्चारणं नास्ति तत् बालकानां कृते अपि न ज्ञात्वा न तत्कारणार्थं तस्य ज्ञानं तस्य उच्चारणं संस्कृतभाषायाः सम्यक्रीत्या अनुवादनम् अपि करोमि उच्चरणमस्ति सम्यक् तस्य पठनमपि सम्यक्रीत्या अहं करोमि संस्कृतभाषायाः संस्कृतशब्दाः सम्यक्रीत्या तस्य जिह्मा आगच्छेत् सम्यक्रीत्या तर्हि आगच्छति किमपि शब्दाः अस्मि तर्हि तर्हि अथर्वशीर्ष वदामि चेत् तस्य महिम्नस्तोत्रः अस्ति तर्हि तत्रेव स्तोत्रानि अपि सम्यक्रीत्या तत्रैव वक्तुं शक्नुवन्ति तर्हि तस्य सिद्धाः अस्मि अहं तर्हि तत्रेव उच्चरणं सम्यक् अस्ति तर्हि बालकानां कृते अहं सम्यक्रीत्या तस्य उच्चारणं सम्यक् रीत्या वत् उक्तवती तर्हि बालकाणां कृते अपि संस्कृतभाषा आगच्छति